भारतस्य सञ्चारव्यवस्था बहु सम्यक् अस्ति रैल् यानम् अस्ति बस् यानम् अस्ति कार् यानम् अस्ति विमानयानम् वर्तते एवम् ये जनाः यस्मिन् वाहने गन्तुम् शक्नुवन्ति तेभ्यः तादृशरीत्या व्यवस्था प्रकल्पिता अस्ति ये शक्ताः सन्ति ते विमानयानेन गच्छन्ति ये अशक्ताः सन्ति ते रेल् यानेन गच्छन्ति पुनः मध्यमाः ये सन्ति ते बस् यानेन वा अथवा स्वीय कार् यानेन वा गच्छन्ति इदानीं तु सर्वत्रापि वन्देभारत् इति यानम् अठति बहवः जनाः तेषु वाहनेषु सञ्चारं कुर्वन्ति अपेक्षितस्थलं बहु शीघ्रं प्राप्तुं शक्नुवन्ति इतोपि रेल् निस्थानकानाम् आवश्यकता अस्ति बहुत्र रेल् यानं न गच्छति यतः तत्र भिन्न भिन्न समस्याः सन्ति यदि ताः समस्याः निवारिता चेत् तत्रापि यदि रेल् यानं गच्छति तर्हि बहुभ्यः निर्धनेभ्यः तत्र उत्तमा व्यवस्था प्रकल्पिता भवति तथैव इदानीं मार्गाः अपि बहु सम्यक् सन्ति चतुष्पथ अष्टपथ दशपथ इत्यादिरीत्या भिन्न भिन्न प्रकराः तत्र भूमर्गे सन्ति जनाः बहु सन्तोषम् अनुभवन्ति अत्यल्पसमये बहु दूरं गन्तुं शक्नुवन्ति तथैव तेषां वाहनानां निर्वहणव्ययः अपि बहु न्यूनः भवति मार्गाः यदि सम्यक् सन्ति चेत् निर्वहणव्ययः अत्यल्पः भवति तथैव तस्य इन्धनमपि न्यूनं पर्याप्तं भवति एतादृशरीत्या अस्माकं देशस्य तत्र सञ्चारव्यवस्था वर्तते